आम् मम राज्ये प्रादेशिककथाः बह्व्यः सन्ति कित्तूरुचेन्नम्मा ओनके ओबव्वा इत्यादयः वीरमहिलाः आक्रमणम् अवरोद्धुं प्रयत्नं कृतवन्तः एतं विषयं स्वीकृत्य बहूनि चलचित्राणि निर्मितानि सन्ति तथैव डि वि गुण्डप्प एस् एल् भैरप्प कुवेम्पु इत्यादयः प्रसिद्धाः लेखकाः सन्ति ते सर्वे साहित्यक्षेत्रे योगदानं दत्तवन्तः तेषां साहित्यानां प्रभावेन बहवः प्रभावितः सन्तः संस्कृतिरक्षणार्थम् इदानीमपि अधुनापि कार्यं कुर्वन्तः सन्ति